मम प्रदेशे अर्थात् आन्गोड् ग्रामे श्रीगोपालकृष्णदेवालयः इति एकः देवालयः वर्तते तत्र सर्वे समुदायीयाः मिलित्वा नवरात्रि उत्सवं कुर्वन्ति तत्र नवरात्रिकाले सर्वेपि भक्ताः तत्तत् ग्रामे विद्यमानाः सर्वेपि जनाः आगत्य तत्र विशेषेण पूजादिकं कृत्वा तत्रैव भोजनं निर्मीय सर्वेपि मिलित्वा भोजनं कुर्वन्ति एवमेव दीपावलिपर्वणः विशेषेण तत्र बलिपाड्यमीदिने सर्वे जनाः सर्वे जनाः मिलित्वा तत्र तत्रैव गोपालकृष्णदेवालये क्रीडापि आयोजिताः आयोज्यमाना भवति तत्र क्रीडाकाले विशेषेण सङ्घीयक्रीडा नाम दण्डप्रयोगादिकं कृत्वा तत्र विशेषेण क्रीडामपि कुर्वन्ति एवमेव तत्र सर्वे मिलित्वा भोजनं कृत्वा भोजनं कृत्वा सर्वेपि मिलित्वा पूजादिकं कुर्वन्ति एवमेव